संस्कृतभाषायाः व्याकरणस्य उच्चारणस्य वैशिष्ट्यं रमणीयं वर्तते कृदन्त तिङन्त इत्यादिप्रयोगेन शब्दस्य रसत्वं वृद्धिं कर्तुं शक्यते उदाहरणार्थं भवति अत्र सामान्यशब्दः परन्तु प्र इति उपसर्गेण युक्तं चेत् प्रभवति इति विशिष्टं प्रयोगं भवति तथा च सन्धिप्रकरणं समासप्रकरणम् इत्यादीनि संस्कृतव्याकरणस्य औनत्यं करोति उदाहरणार्थं रामश्च कृष्णश्च रामकृष्णौ इति प्रयोगः भवति व्याकरणस्य ग्रन्थाः बहवः सन्ति सिद्धान्तकौमुदी लघुसिद्धान्तकौमुदी प्रौढमनोरमा लघुशब्धेन्दुशेखरः मञ्जूषा महाभाष्यं काशिका इत्यादयः ग्रन्थाः सन्ति